बालेभ्यः पत्रिकासु बालकथा कहानि इति विषयकाः प्रश्नाः भवन्ति राजस्थानपत्रिका एवं च हिन्दुस्थानपत्रिकामध्ये सप्ताह सप्ताहान्तेषु बालकथा रसप्रश्नः अपि भवति समान्यज्ञानविषयस्य प्रश्नः भवति विज्ञानमेव प्राचीनेतिहासस्य विषये प्रश्नाः तथा शंसामेक्यान् विषये प्रश्नाः अपि भवन्ति